मम विद्यालयग्रन्थालयः अस्ति अह तत्र बहूनि पुस्तकानि पठितवान् यथा महाभारतं महाभारते य कथं धर्मस्य कृते युद्धं करोति पाण्डवाः कथं धर्मस्य रक्षणं कुर्वन्ति रामायणमपि पठितवान् कथं तत्र असत्यस्य उपरि सत्यस्य विजयः भवति एवं मेघदूतेऽपि मेघदूतमपि पठितवान् ऋतुसंहारं पठ पठितवान् मालविक्राग्नि पठितवान् दशकुमारचरितं पठितवान् बुद्धचरितम् अपि पठितवान् बुद्धचरिते यथा कथं महात्माबुद्धस्य जन्म अभवत् कथं कीदृशं परिवर्तनं वातावरणे अभवत् यदा महात्माबुद्धस्य जन्म अभवत् एवं प्रकारेण अहं ज्योतिषशास्त्रं पठितवान् साहित्यशास्त्रं पठितवान् साहित्यशास्त्रे काव्यं किं भवति कथं भवति काव्यस्य प्रयोजनं किं भवति काव्यस्य अध्ययनेन किं लाभः भवति व्याकरणशास्त्रं पठितवान् व्याकरणशास्त्रेण अहं ज्ञातवान् यत् भाषायाः शुद्धिः अपि अपेक्षिता